बाल्यकाले बह्व्यः क्रीडाः क्रीडिताः तत्र कबड्डि को को शटिल् इत्यादि सन्ति कबड्डि क्रिडायाः विषये नियमाः वदामि कबड्डि क्रिडायां गणद्वयं भवति एकस्मिन् गणे सप्तजनाः भवन्ति गणनायकः टास् कृत्वा प्रथमं यस्य इति निर्णयं स्वीकुर्वन्ति यः बोनस् लैन् टच् करोति तेषां कृते एकं अंकं यच्छन्ति सर्वान् अपि बह्यं बाह्यं करोति चेत् दश अंकाः प्राप्नुवन्ति कबड्डि क्रिडायां रौण्ड् द्वयं भवति एवम् एव कब